संस्कृतभाषायाः परिरक्षणे प्रवर्धने च यत् क्रमः अस्ति तद् यतोहि कस्यापि भाषायाः यद् परिवर्धनम् अर्जनं भवति प्राकृतिकतया तद् बाल्यकाले एव भवति अन्यत् अस्माकं शिक्ष् शिक्षणे षष्टिकक्षातः तत् शिक्षणम् अस्ति एतदर्थं संस्कृतभाषायाः परिरक्षणं सम्यक्तया न भवति अतः संस्कृतभाषायाः शिक्षणकार्यं बाल्यकालात् एव भवेत् इति मम मतम्